जनवरि मासस्य षष्टविंशतिदिनाङ्के गणराजोत्सवः अस्ति जून् मासस्य पञ्चमदिने वनमहोत्सवः अस्ति जून् मासस्य एकविंशतिदिने विश्वयोगदिनाचरणम् अस्ति आगस्ट् मासस्य पञ्चदशदिनाङ्के स्वातन्त्रोत्सवः अस्ति सेप्टेम्बर् मासस्य पञ्चमदिनाङ्के शिक्षकदिनाचरणम् अस्ति